अस्माकं प्रदेशे धनप्राप्तेः स्रोताः अनेकानि सन्ति अत्र अस्मिन् प्रदेशे बहवः जनाः व्यापारं कुर्वन्ति अन्यतः आगत्य अत्र स्थित्वा ते व्यापारं कुर्वन्ति नानाविधव्यापाराणि कुर्वन्ति अत्र उद्योगावसराः अपि सम्यगस्ति अत्र डाक्टर् इञ्जिनियर् इत्यादि उद्योगावकाशः अस्ति अत्र उडुपिनामधार्मिकक्षेत्रसद्भावात् अत्र पौरोहित्यं पाठप्रवचनादि उद्योगावकाशः अपि अस्ति अतः अत्र ये उत्तरभारतीयाः सन्ति उत्तरकर्नाटकीयाः उत्तरभारतीयाः एवं नेपालदेशीयाः अत्र उडुपिप्रान्त्ये आगत्य यद् अस्माभिः यत् कूली केलस कूली इति इति वदन्ति उच्यते अस्माभिः तत् ते क्रियन् कुर्वन्ति तेषाम् उत्तरभारत उत्तरभारते तादृशधनं न प्राप्यते अत्र तेषां किञ्चित् कार्ये एव अधिकधनं लभ्यते तस्मात् ते सर्वे अत्रागत्य कूली उद्योगं कर् कुर्वन्ति अत्र प्रान्तीयाः व्यापारं कुर्वन्ति अत्र एवम् उद्योगावसराः सन्ति बहवः उद्योगावसराः सन्ति डाक्टर् इञ्जिनियर् इत्यादि